पाठशालायां केचन भारतीयविज्ञानिनां विषये अधीतं मया श्रीनिवासरामानुज अय्यङ्गार् इति गणितज्ञः एषः महोदयः ईरोड् तमिलनाडुराज्ये जन्मं प्राप्तवान् यदा एषः महोदयः एकत्रिंत् त्रिम् एक त्रिंशत् वर्षीयः तदा रायल् सोसैटि चरित्रे सः अत्यल्पः वयस्कः सदस्यः आसीत् महोदयस्य रामानुजं नम्बर् इति प्रतिपादनम् अत्यन्तं प्रसिद्धम् अस्ति वि विज्ञानक्षेत्रे विक्रमसाराभाय् महोदयस्य विषये पठितवान् पद्मविभूषणपुरस्कृतः एतस्य महत् कार्यम् अनुशक्तिर्विषये आसीत्